निम्बगिरिश्रीलक्ष्मीनृसिंहस्वामिदेवस्थानम् इति अस्माकं ग्रामे वर्तते सः आलयः गिरेः उपरि भवति प्रतिवर्षं तस्मिन् देवालये अत्यन्तं वैभवेन ब्रह्मोत्सवाः समाचर्यन्ते ब्रह्मोत्सवानाम् अङ्गतया अन्तिमदिने यः रथोत्सवः आचर्यते तस्य सुमहद्वैशिष्ट्यं वर्तते रथोत्सवस् रथो रथोत्सवं द्रष्टुं न केवलं ग्रामीणाः जनाः ग्रामं परितः विद्यमानेभ्यः ग्रामेभ्यः अपि च परितः विद्यमानराज्येभ्यः अपि तं रथोत्सवं द्रष्टुं लक्ष्मीनृसिंहस्वामिनः अनुग्रहं प्राप्तुम् अहमहमिकया आगच्छन्ति स्वामिनः रथोत्सवं रथमाक्रष्टुं भक्ताः अत्यन्तम् उत्साहं प्रदर्शयन्ति वस्तुतः तस्मिन् देवस्थाने सामान्यदिनेषु जनानां वैरल्यं दृश्यते किन्तु ब्रह्मोत्सवानां सन्दर्भे विशेषतः रथोत्सवसन्दर्भे कुतः आयान्ति जनाः इति न ज्ञायते किन्तु सर्वत्रापि जनैः परिपूर्णः तत् गिरिः दृश्यते